नवजातशिशोः स्वच्छतायुक्तं वातावरणं भव् भवतु अस्वच्छातायाः कारणेन ते रोगाः न प्राप्नुयुः इति धिया शिशोः जन्मनः प्राक् एव शिशुः तथा माता यत्र वसन्ति तत् प्रकोष्ठं सुन्दरं शान्तं स्वच्छं च स्थापयामि न केवलं प्रकोष्ठम् अपि च समग्रं गृहं गृहं परितः विद्यमानं वातावरणं परिसरम् अपि अहं स्वच्छं स्थापयामि येन तत् शिशुः आरोग्येण वर्धते